वर्तमानकाले तु जनेभ्यः माडर्न् डान्स् इति आङ्ग्ले यद् वदति आधुनिक नृत्यरूपं तदेव सर्वे इच्छन्ति इदानीं प्राचीननृत्यकला इदानीं क कुच्चुपुडि भरतनाट्यं मोहिनि आट्टम् इत्यादिनृत्यकलाः तु जनेभ्यः तावत् न रोचते कारणं ते तु इदानीम् आधुनिक चलच्चित्रे अपि तादृश हिप् हाप् तादृशं ब्रेक् डान्स् इति तादृश कलाः एव तानि नृत्यानि एव अति अधिकतया उपयोगः क्रियते इति कारणेन लघुछात्राः ये सन्ति तेषां मनसि अपि भारतनाट्यम् इदानीं महिनि आट्टं तादृशं किमपि तेषां मनसि नास्ति एवं ते न चिन्तयन्ति ते न जानन्ति एतादृशकलारूपाणि सन्ति इति यत् कोपि न जानन्ति इदानीं तेषां मातापितरः उक्त्वा अनन्तरमेव ते एतस्य विषये जानन्ति अपि तेषां निर्बन्धेन एव ते गच्छन्ति तत्सर्वम् इदानीं भरत्नाट्यं पठितुं लघुलघुछात्राः आगच्छन्ति ते तु स्वयं ज्ञात्वा न तेषां मातापिता निर्बन्धं कृत्वा क्लेशं दत्वा एव ते प्रेषयन्ति कारणं भारतीयसंस्कृतिः इत्युक्ते भारतीयसंस्कृतिमध्ये एव भरतनाट्यं कुच्चुपुडि कथगळि इत्यादि नृत्य कलाः अतीवमहत्त्वपूर्णाः सन्ति इदानीं वयम् इदानीं चिन्तयामः हिप् हाप् तादृशं वयं पठामः पठामः कुत्र पठामः तद् पश्यामः तदानीम् अस्माकं भारतीयसंस्कृतिः तत्र गता भारतीयसंस्कृतिः पतन्ती तदानीं तत्र नास्ति तदनन्तरं पुनः आधुनिककाले भाविकाले तद् न आगच्छत्येव इदानीं भरतनाट्यं महोनि आट्टं तद् सर्वम् इदानीमेव अस्माकं पुत्रान् पुत्रीन् सर्वमेव पाठयामः चेत् तावत् उपयोगकरमेव तेषां जीवने भारतस्य कृते अपि भवति इति अहं विश्वसि